अहं विरामकाले तावत् यावच्छक्ति अध्ययनम् अनुष्ठानम् इत्यादिकङ्कृत्वा गृहे समयँय्यापयामि तत्रापि विशेषेण कतिपयदिनानि प्रवासम् आचरित्वा यापयामि तत्र मम दिनचरी एवं भवति प्रातः सार्धत्रिवादने उत्थाय कृषिकार्यार्थं कृषिक्षेत्रं गच्छामि तत्र जलत्यागात्मकरूपेण कृषिकार्यङ्कृत्वा प्रातः सप्तवादने गृहमागत्य तत्र गृहे तावत् स्नानादिकम् अनुष्ठानं देवपूजा इत्यादिकङ्कृत्वा अनन्तरं किञ्चित् शास्त्राध्ययनं वा पु पुस्तकादिपठनं वा करोमि अनन्तरम् एकादशवादनकाले भोजनङ्कृत्वा ततः अहं मित्रैस्सह क्रीडाम् आचरामि एवम् अपराह्णे सार्धचतुर्वादने भोजनङ्कृत्वा पुनः लघुपानीयञ्च स्वीकृत्य रात्रौ पठामि इति एवं यदि मध्ये पितुः सहायः अपेक्ष्यते क्वचित् कृषिक्षेत्रे कार्यमस्ति चेत् मध्ये स्वात्मानं योजयामि इति तत्र प्रवासादिकमपि विरामकाले आचरामि यथा शिवमोग्गा जोग् फ़ाल्स् कुवेम्पोः जन्मस्थलम् इत्यादि स्थलं मया दृष्टम् अस्मिन् विरामकाले एवं मया आकर्नाटकं यावत् प्रवासः कर्तव्यः सम्यक् सर्वं ज्ञातव्यम् इति इच्छा इत्यतः तत्रापि समयम् अहं यापयामि इति